संस्कृतभाषायाः परिरक्षणे भाषा वर्तते कदा वर्धते यदा सर्वैरपि मातृभाषा संस्कृतं भवितव्यं यदा सर्वकारेण संस्कृतस्य परिरक्षणार्थं तत्र अनिवार्यतया एका भाषा संस्कृतभाषा इति भाषायाः परिरक्षणं कर्तव्यं एवं न तावदेव सर्वेन प कुटुम्बे संस्कृतसंरक्षणायाः सर्वे कटिबद्धाः भवितव्यम् यदा संस्कृतं सर्वैरपि आह्लादकरेण स्वमातृभाषा इति स्वीकृत्य तत् संरक्षणार्थं सर्वैरपि वाचारम्भनं क्रियते तत् संस्कृतं स्वयमेव वर्धते अतः संस्कृतस्य संरक्षणाय सर्वेरपि स्वस्व क्षेत्रेषु वाभिवर्धनार्थं न केवलं सर्वकारेण तत् परिरक्षणार्थं सर्वे संस्कृतप्रियाः अपि तद् परिवर्तनार्थम् आद्यं कर्तव्यम्